हरिः ओम् अडिग फ़िटोग्राफ़ि वा अ सम्यक् विश्वाराध्यः इति बागल्कोट्तः अ अस्माकं गृहे एकः विवाहः आसीत् अतः भवन्तः फ़ोटोग्राफ़ि कर्तुं विवाहं प्रति आगच्छन्ति वा इति प्रष्टुं दूरवाणीं कृतवान् बागल्कोट् बागल्कोट् फ़ेब्रवरि ट्वेण्टि फ़ोर् दिनाङ्के चतुर्विंशतिः दिनाङ्के विवाहः वर्तते विवाहः तु बागल्कोटनगरे नास्ति विवाहः हुब्बळ्ळिनगरे वर्तते हा दिनद्वयं भवति चतुर्विंशतिदिनाङ्के विवाहः त्रयोविंशतिदिनाङ्के

तद्दिने भवन्तः फ़्रि सन्ति वा एवं मम मित्रः एकः आसीत् शिवलिङ्गः इति सः उक्तवान् भवन्तः सम्यक् फ़ोटोग्राफ़ि कुर्वन्ति इति अतः अहं दूरवाणीं कृतवान् अद्य नापेक्षितं फ़ेब्रवरि चतुर्विंशतिः पुनः त्रयोविंशतिः पुनः चतुर्विंशतिदिनाङ्कयोः अपेक्षितं तद्दिने भवन्तः फ़्रि सन्ति खलु

अस्तु तर्हि इदानीं दिनद्वयस्य कियद्धनं भवति इति वक्तुं शक्यते वा

तर्हि तत्र फ़ोटोग्रफ़ि विडियोग्रफ़ि उभयोः भिन्नं भिन्नं धनं वा उत मिलित्वा धनमुच्यते वा

तर्हि मिलित्वा कियत् स्यात्

दिनद्वयस्य दिनद्वयस्य

तर्हि सायङ्काले दूरवाणीं करिष्यन्ति खलु एव विश्वाराध्यः इति अस्तु धन्यवादाः